मम प्रदेशे रोगाणां विषये चिकित्साविषये अधिक योजनानि न सन्ति परन्तु ब्लड् बेङ्क्स् कदापि ब्लड् स्वीकृत्य रक्तदानशिबिराणि सन्ति अन्यविषयानि सर्वकारीययोजनानि अधिकतया न सन्ति इति चिन्तयामि मम दृष्टिः किमपि न आगच्छन्ति आगच्छति इदानिं पर्यन्तं केवलं रक्तशिबिरः एव एकः च चलन् आसन् तथैव